बालकाः कृषिकार्यं पशुपालनं ल् लघुव्यापारं सूत्रकर्मकलां सङ्ग सङ्ग्रन्थनम् पिष्टि पिष्टनिर्माणं कुक्कुटपालनं दुग्धशालाकार्यम् इत्यादीनां विषये ते तेषां विषये शा शालायां यदि विषयम् आगच्छन्ति चेत् एतेषाम् उपरि ते ज्ञातुं शक्नुवन्ति एतेषाम् उपरि ये ये साधनं कृतवन्तः कृषिः कृषिकार्यं ये साधनं कृतवन्तः पशुपालने लघुव्यापारे सूत्रकर्मकलां सङ्ग्रन्थनं पिष्टनिर्माणं कुक्कुटपालनम् इत्यादि दुग्धशालाकार्यम् इत्यादीनां विषये ये ये साधनं कृतवन्तः तेषां पाठाः तेषां जीवनचरित्रं तेषां कक्षाविषये आगच्छन्ति चेत् ते तस्मिन् विषये ज्ञातुमर्हन्ति पुनः तस्मिन् विषये परीक्षायां प्रश्नाः आगच्छन्ति चेत् पुनः ओरल् एग्साम्स् पुनः प्राजेक्ट् वर्क् इत्यादिकं दीयन्ते चेत् तदा ते तत् इत्यादि कृषिकार्यं पशुपालनं सङ्ग्रन्थनं पिष्टनिर्माणम् इत्यादिविषये ज्ञातुमर्हन्ति पुनः तस्मिन् विषये तेपि इच्छाम् इच्छां कर्तुं तस्मिन् विषये तेपि प्रविष्टुं शक्नुवन्ति पुनः तस्मिन् विषये तेपि कर्तुम् तेपि एतेषां कार्यानाम् उपरि कर्तुं शक्नुवन्ति पुनः कृषिकार्ये ये साधनं कृतवन्तः पिष्टनिर्माणं ये साधनं कृतवन्तः दुग्धशालाकार्यविषये वदामः चेत् गोशालाम् ये कृतवन्तः तेषां विषये ते पठन्ति चेत् तदा ते इत्यादीनाम् इत्येषां विदा विषये ज्ञातुमर्हन्ति